हरिः ओम् स्विग्गी आयरन् उपहारमन्दिरतः अहं स्थालिकाद्वयम् आर्डर् कृतवान् तत्र दाल् बाटि चूर्मा इति आसीत् किन्तु इ इदानीं मम पत्नी रुष्टा सा वदति अहं न खादयिष्यामि अतः एकं तत्र एका एव स्थाली अपेक्षते तर्हि भवान् एकाम् एव स्थालिकाम् आनयतु